अहं दश कक्षानन्तरं द्विचक्रवाहनं चालयन् प्रारम्भं करोमि अहं सर्वदा द्विचक्रं वा वाहने चालन सन्दर्भे हेल्मेट् धारयामि तथा जर्किन् धारयामि सर्वत्र सर्वे द्विचक्रवाहनं चालयन् स चालयन् सन्दर्भे अवश्यम् एव हेल्मेट् धारयेत् धारयेत् धरयामि परन्तु मम द्विचक्रवाहनसन्दर्भे सर्वं एकवारं प्रेषयामि ब्रेक् सम्यक् अस्ति वा पेट्रोल् अस्ति वा ब्लो अस्ति वा इति एकं वारं पश्यामि तथा सर्वे आवश्यकम् एव डाक्युमेण्ट्स् सम्यक् रीत्या अहं करोमि अस्ति वा नास्ति वा होगे सर्टिफ़िकेट् तथा च लैसेन्स् आर् सि एवमेव सम्यक् अस्ति वा नास्ति वा इति एकवारम् अहं पश्यामि तथा च बैक् चालनसन्दर्भे अतिसूक्ष्माः विषयाः सर्वे पश्यामि अन्यत् यानम् आगच्छति वा नास्ति वा तथा श्वानः रोड् मध्ये आगच्छति वा इति पश्यामः पश्यामि न तु बैक् याने अहं सर्वम् एकवारं पाक्षिकं वा मासं वा सर्वीस् करोमि रक्षणार्थं पूर्वं अवधातव्याः सर्वदा सर्वेपि बैक् यानसन्दर्भे अति आवश्यकं डाक्युमेण्ट्स् इत्यादिकं तत्र या बैक् मध्ये एकं शुश्रुषा चिकित्सा पेटिका आवश्यकमेव इति